गतसप्ताहे अहं फ़िफ़्टी इञ्चेस् एकं टी वी स्वीकृतवान् तत् कूर्यो कम्पनी सम्बद्धं बहुसम्यक् अस्ति चित्रं वा तत् सौण्ड् क्लेरिटी वा टेक्नालजि दृष्ट्या बहुसम्यक् अस्ति प्रायः तत् प्रोडक्ट् तु उत्तमतया वर्तते एवम्